अस्माकं प्रदेशे उडपिक्षेत्रे नैकाः पर्यटकाः आगच्छन्ति अत्र उडपिप्रदेशे सर्वविधभोजनम् अथवा सर्वविधखाद्यमपि अत्यन्तं प्रसिद्धः अस्ति तत्र मांसाहारभक्षिणः अत्र मत्स्यभोजनमिच्छन्ति सात्त्विक आहारभक्षिणः अत्र प्रसिद्धः नीर् दोसे इति भक्षः अस्ति त तम् इच्छन्ति अत्र उडपिनगरे नगरस्थ मल्पे इति प्रदेशे तत्र पोर्ट् इत्यादिकमस्ति तत्र धीवराः फ़िशर् मेन्स बहुतरः तत्र धीवराः सन्ति ते तत्र मत्स्यभोजनालयम् अनेकं अस्ति ये पर्यटकाः मांसाहारिणः आगच्छन्ति तत्र मांसाहारभक्षणं नाम मत्स्यभोजनम् ते इच्छन्ति तथा सात्त्विक आहार भक्षिणः नीर् दोसे इति भक्ष्यं ते इच्छन्ति नीर् दोसे इति भक्ष्यं तण्डुलेन तण्डुलं जल तण्डुलस्य जल मिश्रणं कृवा नीर् दोसा क्रियते तस्य विशेषणं किम् इति चेत् तत् अन्यदोसानाम् अपेक्षया तत् बहुतर लघुतरं भवति एवम् अस्माकं प्रदेशस्य विशेषखाद्यानि